मम किमपि अन्धविश्वासः नास्ति इति दृढतया विश्वसिमि परन्तु अन्ये जनाः ग्रामवासिनः तत्र अन्धविश्वासं कुर्वन्ति इति मन् यथा शालामध्ये यदि गमिष्यामः चेत् शाला एव बहु मह व्यवस्था तत्र धनार्जनार्थम् इति संस्कारार्थं किमपि नैव चिन्त्यन्ते एव अन्ये सर्वे पोषकाः तत्र ये यतोहि अन्धविश्वासः इति आगतम् अत्र अत नूतनतया यदि वयं चिन्तयामः चेत् पोषकाः अस्माकं पुत्राः तत्र डाक्टर् इञ्जिनीयर् भवितुं शक्यते तदा धनार्जनार्थे इत्येव चिन्तयन्ति समाजसेवार्थे इति नैव विश्वसन्ति अतः केवलं धनार्जनार्थं एते शिक्षण दास्यन्ति तदैव बहु समाजघातुक अन्धविश्वास इति मया कथ्यते अतः धनार्जनार्थं मास्तु संस्कृतम् अध्ययनं कुर्वन्तु तदा संस्कृतसंस्कारम् अपि अभिवृद्धयन्तु इति सर्वेषां पोषकाणाङ्कृते मम विनतिः विनन्तिः